अहं चन्नैनगरे वसामि अतः अत्र पर्याप्तसङ्ख्यकाः वैद्याः उपलभ्यन्ते अनन्तरं यत्र वैद्यकीयसेवा वैद्यकीयमहाविद्यालयाः सन्ति तत्र वैद्यकीयसेवा महाविद्यालयाः कालेज् आफ़् नर्सिङ्ग् अनन्तरं कालेज् आफ़् फ़ार्मसि अपि तत्र पार्श्वे एव भवन्ति एकस्मिन् स्थले आरोग्यसेवा कर्तृन् शिक्षयितुं शिक्षणसंस्थाः उत्तमतया निर्वहणं कुर्वन्ति